अहं पुनः एकं स्कर्ट् स्वीकृतवती किन्तु तस्य क्वालिटि बहु न्यूनम् आसीत् तस्य द्वरं दरम् अपि बहु अधिकम् आसीत् तस्य वर्णः सम्यक् नास्ति तत् अहं प्रक्षालयामि चेत् तद्वर्णम् जले एव गच्छति तस्य क्वालिट्टि बहु न्यूनम् अस्ति किन्तु दरं ब बहु अधिकं दत्तवती अहं कदापि तत् शोप् मध्ये पुनः गत्वा न स्वी स्वीकरोमि